इतिहासे मम प्रदेशस्य अन्यस्मात् प्रदेशात् संघर्षः जातः तस्य अस्ति देहलीप्रदेशस्य प्रान्तस्य वा यः राजा आसीत् तेन सह संघर्षः जातः किमर्थमिति सः होलकरवंशीयः ये राज्ञः आसन् ये येषां मध्यप्रदेशे तत्र साम्राज्यमासीत् तैः तैः सन्धिकर्ता वर्तते यद् भव् भवन्तः मम कृते सैन्यं सैन्यबलं यच्छन्ति पुनः अहं भवन्तं धनं यच्छामि ते तत् सैन्यबलस्य धनं न दत्तवन्तः तदर्थम् एतैः तेषामुपरि तत् पत्राणि सर्वं प्रेषितं पुनः उत्तरमपि नागतं तदा संघर्षः एतैः कृतः वर्तते इति मया श्रुतं वर्तते धन्यवादः